इदानीं पश्यन्तु जनानां स्वास्थ्यरक्षणार्थं नृत्यमपि अपेक्षते कथम् नृत्यात् वयम् अस्माकं शरीरस्य स्वास्थ्यं सम्यक् वयम् अक एतद् कर्तुं शक्नुमः कथमिति चेत् इदानीं नृत्यं तु केवलम् उपविश्य कर्तुं न शक्यते केवलं स्थित्वा कर्तुं न शक्यते पुनः केवलं हस्तमेव अलम् इत्यपि वक्तुं न शक्यते किमर्थम् इत्युक्ते नृत्ये सर्वाणि अङ्गाणि तत्र उपयोक्तव्यानि भवन्ति यथा इदानीम् अहम् अहमेव ड्यान्स् कृतवानिति भवन्तः चिन्तयन्तु तदानीं किम् भवति हस्तस्यापि इतस्ततः गमनं भवति पादस्यापि इतस्ततः गमनं भवति पुनः सम्पूर्ण शरीरस्य शरीरे विद्यमानाङ्गानां सर्वानामपि तत्र डा इतस्ततः भवति इतस्ततः भवति चेत् अस्माकम् शरीरात् स्वेदः आगच्छति यदि एकस्य मनुष्यस्य यदि समीचीनरीत्या स्वेदः आगच्छति तर्हि शरीरस्य शरीरे विद्यमानाः दोषाः अंशाः यदस्ति ये सन्ति ते स्वेदरूपेण निर्गच्छन्ति तदानीम् अस्माकम् शरीरस्य स्वास्थ्यरक्षणार्थं वयं ड्यान्स् नाम नृत्यमपि कर्तुम् आवश्यकं भवति पुनः नृत्यं कुर्वन्तः वयं सुखम् अनुभवावः अनुभवामः यथा इदानीं मदिष्टं गानं यद् भवति तद्यदि वयं कोपि स्थापयति तदानीम् अहम् नृत्यं कृत्वा कृत्वा कृत्वा एव अहं सुखं अनुभवामि यतोहि मदिष्टं गानमेव भवति अतः अहम् गानं सम्पूर्णं यदा भवति तावत्पर्यन्तम् अहं नर्तनमेव करिष्यामि अतः वयं नृत्यम् इच्छामः नृत्ये वयं सुखम् अनुभवामः